मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकमौल्यं भवति अस्मिन् विभिन्नप्रदेशानां युगानां च इतिहासस्य संस्कृतस्य च विषये विशालाः सूचनाः प्राप्यन्ते मुद्रासङ्ग्रहः विबिन्न संशा विभिन्नसभ्यतानां कला इतिहासस्य विषये ज्ञातुम् एकः उपायः अस्ति यतः मुद्राः प्रायः स्वसमयस्य राजनैतिकसामाजिक आर्थिकस्थितिं प्रतिबिम्बयन्ति मुद्राशास्त्रस्य वैज्ञानिक अध्ययनस्य सिक्काविज्ञानस्य कौशलिक कौशलविकासे सहायकं भवति